आम् पत्रिकानाम् आर्थिकविषयेषु विभागेषु कृषिः लघुद्यमाः इत्यादिविषयेषु अधिकाः लेखाः बय् भवेयुः एव किमर्थम् इत्युक्ते इदानीं यूट्यूब्मध्ये अस्तु गूगल्मध्ये अस्तु किमपि टङ्कनं करणेन सर्वं प्राप्स्यते किन्तु किम् उत्तमं कथं कर्तव्यम् इति सम्यक् ज्ञानं न भवति यतोहि तत्र बहवः विषयाः प्राप्स्यन्ते

तेन किमस्ति पत्रिका तु सर्वे स्वीकुर्वन्ति अपि च ग्रन्थालयेषु प्राप्स्यते अतः पठनेन किमस्ति ज्ञानं प्राप्स्यते ये न जानन्ति ते अपि जानन्ति तेन कृषिकाणां कृते अस्तु अपि च ये कृषिं न जानन्ति ते अपि जानन्ति अपि च तेषां कृते उत्साहः अपि भवति ओः कृषिं कष्टं नास्ति सुलभम् अस्ति इति अपि च ये लघुद्यमान् कर्तुम् इच्छन्ति तेषां कृते मार्गदर्शनं भवति कथं लघुद्यमानाम् आरम्भं कर्तव्यं तस्य कृते कथं योजनं कर्तव्यं किं किम् आवश्यकं तदपि अवग अगव अवगमने आगच्छति अतः तेषां कृते सरलं भवति तन्निमित्तं तेषां कृते धैर्यं भूत्वा ते उद्यमम् आरम्भं कुर्वन्ति अतः पत्रिकानाम्मध्ये सर्वधा कृषिविषये अस्तु लघुद्यमाः अस्तु सर्वदा स्थापनीयं किमर्थम् इत्युक्ते एक् एकस्मिन् वर्षे लेखं लिखन्ति चेदपि आगामिवर्षे अपि लेखनं कर्तव्यम् एव किमर्थम् इत्युक्ते प्रतिवर्षे परिवर्तनं भवति अस्माकं जीवने अपि च उद्यमे अपि एवमेव भवति तत्र उद्यमाः बहवः बहव बहवः सन्ति तत्र कस्मिन् वर्षे कस्य आवश्यकता अधिकम् अस्ति तद्विषये अस्तु अपि च किं किं वस्तूनि आवश्यकानि भवन्ति तद्विषये अस्तु अपि च कथं धनम् आवश्यकम् अस्ति कुत्र धनं प्राप्स्यते एतदपि यतो हि वित्तकोषे सर्वेषाम् उद्यमानां कृते धनं न दास्यन्ति तदपि म लेखं लिखन्ति चेत् ये उद्यमान् आरम्भं कर्तुम् इच्छन्ति तेषां कृते सहाय्यं भवति इति मम विचारः अतः सर्वदा पत्रिकामध्ये एव अस्मिन् विषये लेखं लेखनीयम्